अहम् अवधेशः मम राजस्थानप्रदेशे प्रधानकृषिः भवति गोधूम सस्यम् इत्यादयः तत्रापि सस्यं नाम शर्षम् इति उच्यते तदपि प्रधानं भवति तत्र बाहुल्ये भवति तेन अस्माकं कृते आहारः कथं भवितव्यम् अनन्तरं तेन आहारेण आस्माकं शरीरस्य रक्षा भवति राजस्थानप्रदेशस्य मुख्यं गोधूम भवति गोधूम एव अस्माकं शरीरं रोचते मनः तेनैव परिपूर्णा भवति अनन्तरं तेन गोधूमेन वयं किमपि बहुविधानि भोजन् भोजन इत्यादीनि निर्मातुं शक्नुमः धन्यवादः